अक्षयः सः षष्टमकक्षायां पठन्ति अस्ति अङ्किता सा सप्तमीकक्षायां पठन्ति अस्ति अञ्जना सा दशमी सप्ताहं दशमीकक्षायां पठन्ति अस्ति वेणुः सः गृहकार्यं कुर्वन्ति प्रसन्न सा कृषिकार्यं कुर्वन्ति